तत्र सामान्यतया किं भवति यदि वयं स्वास्थ्यविषये चिन्तां कुर्मः तर्हि किं भवति स्वास्थ्यं तत्र कथनमस्ति यत् स्वास्थ्यं तु आद्यं प्रथमतया स्वास्थ्यम् अनन्तरम् अन्यविषये चिन्तनीयं स्वास्थ्यं यदि सम्यक् भविष्यति तर्हि तन्निमित्तमपि स्वास्थ्यमाधारीकृत्य अपि मनः सम्यक् रूपेण स्थितम् एवं समीचीनमपि भविष्यति मनः शान्तं भविष्यति अत्र कथनस्य अभिप्रायः किम् इत्युक्ते स्वास्थ्यविषये स्वास्थ्यं कथं तावत् समीचीनं भविष्यति तद्विषये यदि चिन्तां कुर्मः तर्हि उत्तमखाद्यं ग्रहणं कुर्मः उत्तमखाद्यसेवनं कुर्मः अपि च प्रतिदिनं व्यायामः इत्यादि करणीयं योगः इत्यादि करणीयं तदेव कृत्वा स्वास्थ्यं समिचीनं भविष्यति पुनः मनसि शान्तिः कदा आगमिष्यति इत्युक्ते मनः इत्युक्ते चित्तं कदा स्वस्थं भविष्यति इत्युक्ते सम्यक् रूपेण कार्यं कर्तुम् इच्छा कदा भविष्यति इत्युक्ते तत्र सदा सर्वदा प्रतिदिनमेव प्रातः उत्थाय योगः करणीयः पूजा इत्यादिकं करणीयं दानं धर्मः तपः इत्यादिकं करणीयं तद् हेतुः मनसि शान्तिः उत्पन्नं भविष्यति अपि च सर्वेषु कार्येषु सिद्धिः प्राप्स्यति तत्र नास्ति इत्र इत्यत्र सन्देहस्य अवसरः